हरिः ओं का हा का हा वदतु हा वदतु वदतु हा अहं तु वृत्तम् हा वदतु अस्तु अहमिदानीं प्रत्युत्तरं यच्छामि वा प्रत्युत्तरं यच्छामि वा हा भवती कुत्र अस्ति शृङ्गगिरौ किल हा तत्र जानाति वा प्रातः सर्वे आगत्य स्वच्छताकार्यं कुर्वन्ति इदानीम् इदानीम् आगतम् एतत् टुतौसण्ड् ट्वेन्टि त्रीमध्ये एव तद् आगतम् अहमेव आन् अहमेव आनीतवती तद् एवं तत्रापि विद्यारण्यपुरामार्गमपि अहमेव निर्मितवती तत्सर्वं बहु अभिवृद्धिजायमानं वर्तते इतोपि जायमानमस्ति इतोपि कार्याणि अहं हस्ताक्षरं कृत्वा स्थापितवती तद् कार्यरूपं कर्तुम् इतोपि समयः अपेक्षते इदानीमेव बहु कार्यं कृतवती यद्यद् कृतवती तद् वदामि वा एतत् स्वच्छताकार्यमपि कृतवती एवं तत्र मार्गाः अपि कृतवती मार्गाः अपि बहु बहुत्र कृतवती एवम् एतद् एलेक्ट्रिक् स्कूटी इत्यादिकम् अत्र अहमेव परिचयं कारितवती इदानीं त्वं जानाति वा इदानीम् अत्यधिकरूपेण ट्वेन्टि पर्सेण्ट् अत्र शृङ्गगिरौ एलेक्ट्रिक् स्कूटि एव एतद् उपयोगं कुर्वन्तस्सन्ति एतत्तु टुतौसण्ड् ट्वेन्टि त्रिमध्ये एतद् इदानीम् टुतौसण्ड् ट्वेन्टि फ़ोर्मध्ये तु बहु बहु जनाः एतद् रिजिस्टर् कृतवन्तः तद् इतोपि एतद् सूचना अहं तद् योगं कृत्वा न उक्तवती परन्तु अत्यधिकतया फ़िफ्टि पर्सेण्ट् एलेक्ट्रिक् स्कूटि एव उपयोगं कुर्वन्तस्सन्ति अस्तु अस्तु अस्तु अस्तु कुर्मः हा कुर्मः कुर्मः अस्तु अस्तु धन्यवादः धन्यवादः